हरिः ओम् अहं राकेशः वदामि भारतीयजीवनबीमानिगमस्य अधिकर्ता अहम् अस्मि भवतां किं तत्र इन्शोरेन्स अस्ति वा लैफ़् इन्शोरेन्स अस्तु अत्र किम् अपि भवतां लैफ़् इन्शोरेन्स अवश्यं स्यात् येन किं जीवनस्य विषये किञ्चित् संरक्षणं भवति यतोहि यावत्पर्यन्तं भवन्तः सन्ति तावत्पर्यन्तं तु परिवारस्य कृते चिन्ता नास्ति यतोहि भवान् धनर्जनं धनार्जनं कृत्वा तत्र परिवारं पालयति किन्तु यदि कथञ्चित् चिन्तयतु तथा न स्यात् कदाचित् किन्तु कदाचित् भवन्तः न सन्ति अनन्तरं परिवारस्य पालनं पोषणं कः करो कः कुर्यात् अतः तदर्थं किञ्चित् तत्र धनस्य संरक्षणं भवति तदेव भवति लैफ़् इन्शोरेन्स इति

आम् आम् आम् आचार्य आम् आम् आम् आम् आम् आम् आम् आम् आम् आम् तदेव आचार्य भवन्तः हां

आम् आम् आम् आम् आम् आम् आम् लैफ़् इन्शोरेन्स इत्युक्ते जीवनस्य सुरक्षा जीवनस्य ज जीवनसुरक्षा इत्युक्ते आश्रितानां जीवनसुरक्षा इत्युक्ते यावत्पर्यन्तं भवन्तः सन्ति तावत्पर्यन्तं तु आश्रितानां सुरक्षा अस्ति एव किन्तु कदाचित् अहं न भवामि तर्हि मम परिवारस्य संरक्षणं कथं स्यात् अस्मिन् विषये अत्र लैफ़् इन्शोरेन्स क्रियते आचार्य भ

आम् आम् आम् आम् आम् आम् आम् आम् आम् आम् अस्तु आचा आम् आम् अस्तु अस् आम् आम् हां आचार्य आ आम् आम् न न न तथा नास् तथा न आम् आम् आम् आ आचार्य तथा नास्ति तथा नास्ति यतोहि अहं मृत्युं न स्मारयामि अहं किञ्चित् सावधानं करोमि सावधानम् इत्युक्ते यदि भवन्तः सन्ति त् तावत्पर्यन्तं तु परिवारस्य सुरक्षा अस्त्येव किन्तु कदाचित् अहं न भवामि तर्हि मम परिवारस्य किं स्यात् इति चिन्तनं तु सर्वेषां प्रायः भवत्येव

आम्

आम् आचार्य हां अस्तु अस्तु

आचार्य पूर्वं भवद्भिः मन्ये केवलं लक्षद्वयं द्विलक्षं द्विलक्षरूप्यकाणामेव कृतमासीत इति अहम् अत्र दृष्टवान् कम्प्यूटर्मध्ये अहं चिन्तयामि इदानीं भवतः प्रोन्नतिरभवत् अतः दश् आ दशलक्ष्यं यावत् करोतु इति निवेदनम् अस्ति